सामाजिकपरिवर्तनम् अभिवृद्धिः इति नाम मम प्रदेशे बहूनि कार्याणि भवन्ति तत्र विशेषतः ग्रन्थालयस्य निर्माणं भवति उद्यानस्य निर्माणं भवति एततद्वयं साधुतया भवन्ति नाम तत्र यदि ग्रन्थालयस्य निर्माणं क्रियते तर्हि तस्य उपयोगः बहुतरं वर्तते इति विद्यार्थिनः वा अथवा गृहस्थाः छात्राः वा स्वीयविरामे अवसरे तत्र आगत्य पुस्तकानि यदि पठन्ति चेत् तर्हि ज्ञानाभिवृद्धिर्भवति तस्मात् प्रदेशस्य एकं वा ग्रन्थालयं तत्र भवेत् अपि च उद्याननिर्माणं यदि क्रियते तर्हि सस्यसमृद्धिर्भवति तेन च अस्माकम् आम्लजनकं भवति क्षेत्रशुद्धिर्भवति प्राणिपक्षिणामपि उपकाराय भवति अतः तस्य निर्माणम् अवश्यं कर्तव्यं तद्विषये मम मनसि बहु आसक्तिर्वर्तते